विशिष्य युवकाः युवतयश्च बहुधा अनुकरणं कुर्वन्ति चलच्चित्रेषु विविधविशिष्टविन्यासयुक्तानां वस्त्राणाम् उपयोगः अधिकतया क्रियते वस्त्रविन्यासं कर्तुं विशेषज्ञाः चलच्चित्रेषु नियुक्ताः भवन्ति अतः अवश्यमेव प्रसिद्धानां नायकादीनां वस्त्रविन्यासस्य प्रभावः समाजे भवति व्यक्तिगतरूपेण मम वस्त्रविन्यासविषये रुचिः नास्ति अतः मया कदापि चलच्चित्रं दृष्ट्वा मम वस्त्राणां विन्यासपरिवर्तनं न कृतं